नमस्ते अस्तु आ सत्यं सत्यम् एतत् तु सर्वमेव सत्यम् एव उक्तवान् भवान् किं मम तु रेकार्ड् सेण्टर् अस्ति रेकार्ड् तत् तस्य नाम सरस्वती रेकार्ड् एण्ड् केसेट् सेन्टर् तस् तद् तद् द्वारा एव सर्वं रेकार्ड् भवति तत् तस्मिन् केन्दे एव सर्वं रेकार्ड् भवति भवान् कदा आगच्छति तस्मिन् समये एव एकं कम्पोस् समीचीनं कम्पोस् कृतं कन्नड भाषायामेव तद् तद् शृणोतु एकवारम् अनन्तरं तत् अनुधावनं करोतु अनुधावनं अनुधावनत्वा एव किञ्चित् अभ्यासम् अपि करोतु अनन्तरं रेकार्ड् करोतु तत् इति मन्ये प्रायः एतत् मधुरम् इति मन्ये तत् एव रेकार्डं कर् रेकार्ड् कृत्वा एवं बहिरागच्छति चेत् इतोऽपि मधुरम् आगच्छति वयं कुर्मः इति आशयः अस्तु अस्तु अस्तु अस्तु अधुना करोति खलु अस्तु अस्तु अस्तु श्वः आगच्छतु श्वः आगत्वा एव श्रावयतु नास्ति चेत् साक्षात् एव श्रावयतु नास्ति चेत् एव रेकार्ड् कृत्वा तत मम अफिसे स्वीकृत स्थापयतु अहं शृणोमि तद् अनन्तरं तस्य भवतः स्वराः किं किं अस्ति कथं भवति तत् एव चिन्तनीयं किञ्चित् पश्यामः अस्तु धन्यवादाः अस्तु अस्तु अस्तु धन्यवादाः